आम् अहं रामायणमहाभारतविषये कदा ज्ञातवान् इति अहं स्मर्तुं शक्नोमि प्रायः अहं बाल्ये एव तस्मिन् विषये मम मातुस्सकाशात् ज्ञातवान् यत् रामायणमहाभारतं नाम्नः कोपि महाकाव्ये वर्तेते वर्तेते तस्मात् तस्याः सकाशाद् अहं तस्मिन् विषये ज्ञातवान् तस्य स्वारस्यं अस्ति यद् श्रीकृष्णस्य लीला तथा च रामस्य पराक्रमः इति मम स्वारस्यस्य तदा विषयः आसीत् तथा हनुमतः स्य पराक्रमः सीतायाः पावित्र्यम् इत्या इत्यादिकं तथा च महाभारते ये ये योद्धाः सन्ति यथा भीमः तस्य पराक्रमः तथा च भीष्मस्य सत्यनिष्ठा इत्यादिकं मह्यं बहु रोचते इति अहं किञ्चित् अस्मिन् विषये वक्तुं शक्यः शक्यः शक्नोमि